नमोनमः मम नाम शृणिकेतः अस्ति मम प्रिपेड् मोबैल् अक्कौण्ट् न्यूनशेषस्य विषये सूचना प्राप्ता अस्ति मम अवशिष्टं धनं ज्ञातुम् इच्छामि कृपया साहायं करोतु नमस्ते अवश्यं साहाय्यं करिष्यामि कृपया स्वस्य चरद्धूरध्वनि सङ्ख्या चरद्दूरध्वनिसङ्ख्यां वदतु मम दूरध्वनिसङ्ख्या अष्ट शून्यं द्वे नव पञ्चाषट् अष्ट नव सप्त चत्वारि अस्ति धन्यवादः मया क्षणमेकं प्रत्यक्षं करोतु तर्हि अहम् अवशिष्टं शेषं परीक्षणं करोमी भवतः लेखे इदानीं अष्टरूप्यकाणि एव अवशिष्टं सन्ति धन्यवादः